अस्माकं पूर्वजाः इदानीन्तनजनेभ्यः अधिकं धार्मिकाः आसन् इति चिन्तयामः तत् सत्यमेव परन्तु धार्मिकाः इत्युक्ते किं तदपि चिन्तनीयम् अस्ति धार्मिकाः इत्युक्ते केवलं पूजापाठं कर्मकाण्डादिकं कुर्वन्ति ते वा ते एव धार्मिकाः वा नो चेत् सत्यं धर्मं केचन मौल्यादिकं ये सन्ति तान् मौल्यान् ये अनुसरन्ति ते धार्मिकाः वा तदपि चिन्तनीयं परन्तु परिवर्तनम् इत्युक्ते यत् अस्माकं ये मौल्यादिकं मौल्यानि सन्ति तान् अनुसरन् अनुसरणीयमेव तत् परिवर्तनं मया अपेक्ष्यते